एकस्मिन् दिने वयं प्रातःकाले षड्वादनतः अपरदिने त्रिवादनपर्यन्तं यात्रां कृतवन्तः त्रीणि त्रीणि किलोमीटर् किलोमीटर् यावत् यात्रा अस्ति तद्दिने महा महती वृष्टिः अपि जाता वयं प्रातराशं लघुप्रातराशं स्वीकृत्य एव अहं गतवती आसम् वने तत्र प्रस्तरखण्डाः अपि आसन् अतः तेषाम् उपरि पादस्थापनम् अपि बहु कष्टम् आसीत् लघ्वः कीटाः अपि आसन् मशकः तेषामपि भीतिः आसीत् परन्तु वयम् गच्छन्तः गच्छन्तः आसम् अतः मशकाः अस्माकम् उपरि न स्थितवन्तः क्वचित् तत्र भूमिः आर्द्रा अपि आसीत् तत्र पादस्थापनमेव कष्टम् आसीत् त तस्मिन् समये अस्माकं नायकः गोष्ठे यः नायकः यः आसीत् सः एकं रज्जुम् उपयुज्य अस्मान् तत्र पारं कर्तुं सहाय्यं कृतवान्